चटपटी सामान्यगृहोद्यानयोः विषये अधिकं ज्ञानं नास्ति तथापि यावद् ज्ञानम् अस्ति तावद् वक्तुम् इच्छामि तत्र गृहोद्यानम् इत्युक्ते सस्यवर्धनं पुष्पाणां सस्यवर्धनम् इत्यादि एव जानामि तत्त्यक्त्वा अधिकं न जानामि तत्र यथा प्रतिदिनं जलसिञ्चनम् इत्यादि करणीयम् उत्तम किं गोबरं संस्थापनीयम् अपि च काले काले स्वच्छता करणीया इत्य एतावदेव जानामि